संस्कृतभाषणे प्रतिनित्यम् उपयुज्यमानाः वाचोविचित्तयः उत् पङ्क्तयः काः इति अहं निरूपयिष्यामि संस्कृतभाषणे यद्वयं प्रतिदिनं सम्भाषणकाले कानिचित् पदानि वदान वदामः यथा अहम् इतः शृङ्गेरीं गत्वा आगच्छामि अथवा शृङ्गेरीं भूत्वा आगच्छामि इति वदामः वयम् तद् अस्माकं प्रतिदिनं सम्भाषणकाले आगच्छति य उदाहरणार्थम् इतोपि भवान् भोजनं कृतवान् वा इति वा इत्यनेन अस्माकं प्रश्नाः आगच्छन्ति तेन कृतं वा अकृतमिति अथवा भवान् गृहं गच्छति वा इति तत्र वक् वा इति शब्देन प्रश्नाः आगच्छन्ति इतोपि उदाहरणार्थम् एकम् श्लोकं स्वीकुर्मः

विद्यां ददाति विनयं विनयाद् याति पात्रताम् पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम् विद् विद्या विनयस्य कृते ददाति विनयः यः पात्रः अस्ति तस्य कृते ददाति पात्रं दत्वा धनमाप्नोति यः पात्र अस्ति सः तद् ज्ञात्वा सम्यक्तया पठित्वा सः धनम् अर्जयति धनाद्धर्मं ततस्सुखम् इत्युक्तौ सा धनमपि अर्जितवान् अपि च धर्ममपि अर्जित्वान् धनाद्धर्मं ततस्सुखम् इत्युक्तौ तेन धनमपि अर्जितम् धर्ममपि सः पालितवान् सम्यक्तया पठित्वा च तस्य कृते इदानीं ततः एव सुखम् इति सः वदति अनन्तरम् पङ्क्तया वाचो विचित्तया उत् पङ्क्तयः काः इति यद्वयं प्रतिदिनं सम्भाषणकाले यथा सम्भाषयामः तथा तद् वाचोविचित्तयः इति जातम् उत पङ्क्तयः इत्युक्तौ यद् वयं सम्भाषणकाले कदाचिद् एव वदामः इत्युक्तौ विशिष्टेन किमपि वदामः

अहं गच्छामि इति वयं प्रतिदिनं वदामः अहं गमिष्यामि इति वयं कदाचिदेव वदामः तद् संस्कृतभाषणे प्रतिनित्यम् उपयुज्यमानाः वाचो विचित्तयः उत पङ्क्तयः इति मया एतावत्पर्यन्तं निरूपितम्